मम प्रदेशे प्रायशः उपदश सांस्कृतिकसमुदायाः वसन्ति ते सर्वेपि सम्यगेव सांस्कृतिकजीवने स्वकार्याणि कुर्वन्तः अग्रे सरन्तस्सन्ति तैः सह मम व्यवहारः महान् उत्तमः इति अहं भावयामि मया तैः सह एव शिक्षणं प्राप्यते एवमेव क्रीडादिकमपि तैः सह एव क्रीड्यते मम एकं मित्रमस्ति किन्तु सः अन्यसांस्कृतिकसमुदायात् आगतः किन्तु मम विषयान् सः शृणोति मम जीवने कानि कष्टानि अनुभूयन्ते एवं किञ्च मया अग्रे साधयितुम् इष्यते इत्येवमादीनि वैयक्तिकानि अपि तैः श्रूयन्ते एतावत् उत्तमम् आवयोः बान्धव्यम् इति अहं वक्तुं शक्नोमि एवं एतेन एव उदाहरणेन ज्ञायते मम तैस्सह मेलनं सम्यगेव अस्ति इति एवम् अन्यः अपि कश्चन समुदायः तत्र अस्ति तेषामपि आचारपद्धतिः तेषां वस्त्रविन्यासः इत्येवं मया तत्र बहुधा निरीक्षा साधु इति भावितं वर्तते एवं ते अपि विषयाः अस्माकं मनसि रक्षणीयाः ते ते अपि आधरपूर्वकेण द्रष्टव्याः इति अहं चिन्तयामि